हरि ओं स्विग्गी महोदय वा इदानीम् अहं दोषेण वनशङ्करी विलासं दत्तवती परन्तु गिरिनगरे अक्षरे अहं वसामि कृपया मम खाद्यपदार्थम् अत्र आनयतु धन्यवादः